अहं गुल्लसत्यनारायणः अहं मम पितृतः एतत् श्रुतवान् अस्मि बाल्यकाले एव अहं सर्दार् वल्लाभायि पटेल् महोदयस्य विषये बहुत्र श्रुतवानस्मि इदानीमपि सर्वे अपि तस्य विषये इच्छन्ति अपि अस्माकं नैन्टीन् फ़ार्टि सेवेन् तमे वर्षे भारतस्य स्वातन्त्र्यम् अभवत् तदनन्तरं तत् तस्मिन् समये तेलङ्गाणाराज्यस्य तेलङ्गाणाराज्यस्य स्वातन्त्र्यं नाभवत् तद् न आगतमपि अनन्तरं नैन्टीन् फ़ार्टि सवेन् सेप्टेम्बर् सेवन्टीन्त् दिनाङ्के भारतस्य तेलङ्गाणाराज्यस्य स्वातन्त्र्यम् आगतं तस्मिन् विश् तस्मिन् समये सर्दार् वल्लभाय् पटेल् महोदयः भारतदेशम् आगत्य क्षम्यतां भार तेलङ्गाणाराज्यम् आगत्य तत्र निजाम् राजा आसीत् तस्य ते तैः तेन सह बहु सम् सम्भाषणं कृत्वा तस्मिन् विषये तेलङ्गाणाराज्यस्य स्वातन्त्र्यम् आनीतम् आसीत् अस्ति अस्माकं सर्दार् वल्लभायि पटेल् महोदयः इति अहं ज्ञातवानस्मि मम पितृतः